भारतीय चिन्तनधारायाम् अस्माकं शिलाशासनस्य अनन्तरं चित्राणां सङ्ग्रहणस्य तालपत्रसङ्ग्रहस्य किञ्चित् विशिष्टं स्थानं वर्तते तत्रापि अस्माकं संस्कृतिः संस्कृताधिष्टिता वर्तते तच्च संस्कृतं कुत्र वर्तते इति यदि वयं चिन्तनं कुर्मः तस्मिन् पर्याये अस्माकं मनसि एवम् आगच्छति यदा अस्माकं शिलाशासनादिकं तालपत्रादिकं प्राचीनं नाणकस्य सङ्ग्रहणं कुर्मः तदानीं तस्मिन् काले तस्मिन् पर्याये कः महाराजः आसीत् तस्य कीदृशं सामर्थ्यमासीत् तस्मिन् पर्याये किं विशिष्टम् आसीत् इत्यादिकमपि वयं चिन्तयितुम् अथवा सम्यक् ज्ञातुम् शक्नुमः येन अस्माकं ज्ञानस्य अभिवृ अभिवृद्धिः भवति जनाः अपि एतादृशज्ञानेन भारतीयचिन्तनविषये गौरवादृताः गौरवयुक्ताश्च भवन्ति यदा वयं तालपत्रस्य सङ्ग्रहणम् अथवा तद्गत भाषाणानां च अध्ययनं कुर्मः तस्मिन् पर्याये ब्राह्मीभाषा मळयाळंभाषा कन्नडभाषा संस्कृतभाषा एवं विविधाः भाषाः तत्र सन्ति इति अस्माकं ज्ञायते यदा औत्तरीयं प्रदेशं गच्छामः तदा काश्मीरप्रदेशस्थ शारदालिपेः प्राधान्यता दृश्यते एव कदाचित् लिपिः प्रधाना भवति का कदाचित् भाषा च प्रधाना भवति लिपेः ज्ञानेन भाषायाः ज्ञानम् अथवा भाषाणाम् अध्ययनं कर्तुं शक्नुमः यदा अस्माकं लिपिज्ञानं भवति तदानीं तद्गतम् तालपत्राणाम् अध्ययनं सम्यक् रूपेण कर्तुं वयं पारयामः एवं तालपत्रं तालपत्रम् अतिरिच्य यदा पाषाणखण्डे स्थितं भाषाणाम् अवगमनं कुर्मः उदाहरणार्थम् अशोकेन लिखितं शासनं यत् वर्तते तस्य अवगमनं यदा कुर्मः तस्मिन् पर्याये ब्राह्मीलिपेः प्राधान्यता आसीत् तस्मिन् पर्याये बौद्धानां प्राधान्यता आसीत् जनाः बौद्धधर्मानुयायिनः आसन् बौद्धानां चिन्तनस्य प्राधान्यता आसीत् इत्यादिकं वयं सर्वं द्रष्टुम् अथवा ज्ञातुं शक्नुमः यदा अद्यत्वे विद्यमानाः छात्राः एतादृशं चिन्तनं कर्तुम् इच्छन्ति तेभ्यः एका च सलहा अथवा कश्चन चिन्तनार्थं मया प्रदीयते यदा भवन्तः एतादृशम् अध्ययनम् अथवा अध्यापनं कर्तुम् इच्छन्ति तर्हि आदौ प्राधान्येन यां भाषाम् आधारीकृत्य भवताम् अध्ययनम् अथवा अध्यापनं भवति प्राधान्येन अध्ययनं भवति तस्यां भाषां सम्यक् जानन्तु नाम तत्र वर्णमालादिकं भवति संयुक्ताक्षराणि भवन्ति व्यञ्जनाक्षराणि भवन्ति तेषाम् अध्ययनं सम्यक् कुर्वन्तु द्वितीयम् सङ्ख्यानाम् अध्ययनं च भवन्तः कुर्वन्तु तेन च जनाः उपकृताः भवन्ति इति